अहं यदा शिक्षाशास्त्री पठन्ति आसं शिक्षाशास्त्री तु वर्षद्वयं भवति द्वितीय वर्षे अस्माकं विश्वविद्यालये महोदयाः टूर् प्रति स्वीकृत्य गतवन्तः बहिः इत्युक्ते अस्साम् एवं डेल्हि एवं पुनः तमिल्नाडू चेन्नै एवं स्वीकृत्य गतवन्तः आग्रा अपि आग्रामध्ये तु ताज् महाल् अस्ति देहली मध्ये तु रेड् फ़ोर्ट अस्ति एवं पुनः स्या चेन्नै मध्ये तु मेरिना बीच् एवम् अनेकप्रान्तेषु वयं भ्रमणं कृत्वा आगतवन्तः केवलम् बालिकाः बालकाः इत्येवन महोदयाः अपि आगतवन्तः च तत्र केवलम् द्रष्टुमिति न अनेकविषयाः वयं तत्र ज्ञातवन्तः कथं किं गच्छन्ति कत्र कुत्र आवासः भवति कुत्र तिष्ठामः कथं खादनं भवति तत्र वातावरणं कथं भवति तत्र यत्र गतवन्तः तत्र प्रसिद्धं किम् अस्ति तत्र किमपि विशेषाः सन्ति वा एतादृशि विषयाः वयं ज्ञातवन्तः